महाभामिति प्राचीनं संस्कृतं महाकाव्यं महर्षिव्यासः भगवतः गणपतितः एतद्ग्रन्थं रचितवान् इति मन्यते अस्य ग्रन्थस्य पूर्वनाम जयदीपः आसीत् महाभारतं भारतस्य धार्मिकदार्शनिकपौराणिकमहाकाव्येषु अन्यतमम् अस्ति विश्वसाहित्यस्य महत्वपूर्णं ग्रन्थं महाभारतस्स भारतीयसंस्कृतौ अमितं चिह्नं वर्तते महाभारते एकलक्षाधिकाः श्लोकाः सन्ति इण्डियाण् ओडिसी इति ग्रीक् महाकाव्ययोः संस्क् संयुक्तपेक्षायाः सै सप्तगुणं बहु उत्तमम् अस्ति महाभारतं स्मृतिः इतिहासमिति वर्गे अन्तर्भवति भारतमिति च कथ्यते एषः विश्वसाहित्यग्रन्थः महाकाव्ये हिन्दुधर्मस्स मुख्यग्रन्थेषु अन्यतमः च अस्ति अयं ग्रन्थः हिन्दुधर्मे पञ्चमवेदः इति मन्यते यद्यपि एतत् पुस्तकं साहित्ये अद्वितीयतम् एषु पुस्तकेषु अन्यतमः मन्यते तथापि प्रत्येकस्य भारतीयस्य कृते अनुकरणियश्रोतः अस्ति अयं ग्रन्थः प्राचीनभारतस्य इतिहासस्य कस्य गाथा अस्ति अस्मिन् हिन्दुधर्मस्य पवित्रग्रन्थः भगवद्गीता अन्तर्भवति सम्पूर्णे महाभारते प्रायः दशसहस्राधिक एकलक्षश्लोकाः सन्ति इये इन्याण् ओडिसि ग्रन्थानां ग्रीक् काव्यानाम् अपेक्षया दशगुणाधिकाः गुणाधिका सन्ति